अहं प्रथमम् अन्तर्जालमध्ये यदा टङ्कलेखनं करोमि तस्य उपयोगः तान्त्रिकतां तान्त्रिकं रूपेण तस्य उपयोगः भवति तस्य सन्देशः बहिर्गच्छत् बहिर् सन्देशं सन्देशः